देवतामूर्तीनां निर्माणं तान्त्रिकेन विधिप्रकारेण क्रियते इत्युक्ते तत्र अस्माकं वेदेषु संहिता ब्राह्मणम् आरण्यकम् उपनिषत् चेति भागचतुष्टयं वर्तते वर्तते तत्र तत्र पुनः वेदाः चत्वारः वेदाः सन्ति षड् वेदनिङ्गाः सन्ति वेदाङ्गानि एते वर्तन्ते शिक्षा कल्पं निरुक्तं छन्दः व्याकरणं ज्योतिषं चेति तत्र कल्पं कल्पमध्ये पुनः त्रयः भागाः सन्ति त्रयः नास्ति चत्वारः भागाः वर्तन्ते ते एव श्रौतं गृह्यं धर्मः शुल्कं सूत्राणि तत्र कल्पं कल्पसूत्राणि एव सन्ति सूत्ररूपेण लिखितं वर्तन्ते अतः एव श्रौतसूत्रं गृह्यसूत्रं धर्मसूत्रं शिल्पसूत्रम् इति तेषां नामानि वर्तन्ते तत्र तत्र एव एते एतेषां निर्माणविषये प्रोक्तं वर्तते पुनः तान्त्रिकग्रन्थाः अपि सुलभाः सन्ति तेषाम् आधारेण एव शिल्पशास्त्रे सर्वं तेषां योगदानं बहु वर्तते तेषाम् आधारेण एव अस्माकं मन्दिराणां निर्माणानि कृतं वर्तन्ते तत्र आम्